अयि भोः संस्कृतप्रियबान्धवाः वयमिदानीं युद्धकलायाः शिक्षणे नगरेभ्यः ग्रामीणपरिसरः साधवाः वा तेषु शुद्धवायुः शुद्धः आहारः इत्यादयः लभ्यन्ते इत्यतः इत्यस्मिन् विषये वयं किञ्चित् चिन्तनम् आचरामः युद्धकला तावत् विशेषतया सर्वैरपि अभ्यसनीया कला एव भवति तादृशीं विशिष्टतमां युद्धकलां प्राप्तुं तस्मिन् विषये शिक्षणं प्राप्तुं सर्वेषां कृते नगरेभ्यः नाम नगरप्रदेशेभ्यः ग्रामीणपरिसराः अतीव उत्तमाः भवन्ति इत्यस्मिन् विषये चिन्तैव नास्ति न करणीया यतो हि यस्य कस्यापि वा यत्किमपि वा भवतु शिक्षणं तस्य शिक्षणे तावत् विशेषतया वायुः शुद्धवायोः शुद्ध आहारस्य आवश्यकता भवत्येव किन्तु एतादृश विशेषतया युद्धकलायाः शिक्षणे अस्माकं ग्रामीणपरिसरे वर्तमानाः प्राचीनाः अतीव निपुणाः भवन्ति तथैव तस्य तस्य परिसरः अतीव समुचितरीत्या भवति सर्वविधसौलभ्यानि तत्र मिलन्ति तत्र पर्वतादीनां भागेषु नदी समीपे तथा शुद्धवायोः अवकाशः विशेषतया विपुलतया तत्र मिलति इति कारणतः तथैव प्राचीनाः ग्रामीणप्रदेशेषु सामान्यतया वसन्ति इत्यस्मिन् इत्यस्मात् कारणात् ग्रामीणपरिसराः एव युद्धकलायाः शिक्षणे अति उत्तमं पूर्वमेव उक्तानुसारेण तत्र नगरेषु किं भवति इत्युक्ते शुद्धवायुः सुतरां नैव मिलति शुद्ध आहारः अपि नैव मिलति अतः वयं शुद्धवायोः शुद्ध आहारस्य प्राप्त्यै तादृशं शिक्षणं प्राप्तुम् अस्माकं गमनं सर्वदा ग्रामीणपरिसरे एव भवेत् यदि तादृशग्रामीणपरिसरे विद्यमानानि सौलभ्यानि नगरेषु अपि सर्वकारः करोति नाम नगरात् बहिः बहु दूरे यत्र सोल्यूषन् नाम वायुमालिन्यादिकं न भवति आहारः अपि शुद्धः आहारः मिलति तादृशपरिसरं यदि सर्वकारः उत समाजः निर्माणं करोति तदानीं ग्रामीणपरिसरमेव गन्तव्यमिति तत्र वक्तव्यं नास्ति किन्तु तादृशपरिसरनिर्माणे यदि समाजः सर्वकारः आसक्तिं न भजते तदानीं वयं कथं वा एतद्विषये ग्रामीणपरिसरे एव उ उत्तमः वक्तुम् इति उक् शक्नुमः अतः अस्माकं शिक्षणस्य मुख्यं लक्ष्यं तावत् समुचितरीत्या शुद्धवायुं स्वीकृत्य शुद्ध आहारेण अस्माकं शिक्षणं परिपूर्णतां भवति इत्यस्मात् कारणात् विशेषतया अन्तिम रीत्या कथनीयमित्युक्ते नगरस्यापेक्षया ग्रामीणपरिसरः एव अतीव उत्तमः युद्धकलायाः शिक्षणे इत्युक्त्वा मदीयानि एतानि वाक्यानि भवतां पुरतः उक्त्वा मदीयानि वाक्यानि समापयामि